अहं यदा कुद्रेमुखनगरे कार्यरतः आसम् तत्र मनुष्यप्रमाणीयं एकं मृत्तिका मूर्तिं विनायकस्य कृतवान् सर्वे तत् दृष्ट्वा एतत् विग्रहं बहुसुन्दरमस्ति समीचीनम् अपि अस्ति इति प्रशंसां कृतवन्तः आगामिसंवत्सरे अपि एतत् विनायकस्य विग्रहं भवान् एव कुर्वन्तु इति ते आग्रहं कृतवन्तः